सरलसंस्कृतभाषया पठितुं वाङ्मयं पट् पठितॄणां कृते उपलभ्येत इति मे लक्ष्यं मम लेखनसाहित्येन समाजस्य मानसिकपरिवर्तनं तथा च मानवत्वरक्षणं कर्तुं वाञ्छामि तथैव मराठि हिन्दिभाषया विद्यमानम् उत्तमवाङ्मयं सर्वे पठेयुः तदर्थं तेषां संस्कृतभाषया अनुवादं करिष्ये अन्यच्च संस्कृतक्षेत्रे अपि अर्वाचीनवाङ्मयपरिपूरणेन सह संस्कृतस्य प्रचारप्रसारं कर्तुं वाञ्छामि